दीर्घचारणेषु तत्र मम व्यक्तिगतः अभिप्रायः एवम् अस्ति ये अस्मिन् जीवने सन्तोषेण एव वयं जीवामः इति वदन्ति परन्तु आन्तरिकः सन्तोषः न भवति तत्र आन्तरिकः सन्तोषः तत्र भवति यत्र सर्वेषामपि जगतः दर्शनेन अत्र एकं वाक्यमेव अस्ति कोशाध्ययनं कर्तव्यम् एवं विश्वस्य दर्शनं कर्तव्यम् इति कोशाध्ययनं तु अस्माभिः अद्ययनेन क्रियते परन्तु विश्वदर्शनं कदा भवति यदा अस्मभिः तत्र सर्वेषामपि क्षेत्राणां दर्शनार्थं चारणार्थं गच्छति तत्र एव भवति परिवारः यदा कोपो भवति परन्तु परिवाराणामपि सन्तुष्टिः कृत्वा एव अस्माभिः गम्यते यतः अस्माकम् एव खलु धनादिकं स्वीकृत्य गम्यते न न अन्यान् अन्य अन्येषां जनानाम्